मुख्यतया बृहद् वृक्षाणां पादपानां जीवितं काठिन्यमनुभवन्ति इति वक्तव्यं कथमिति चेद् यथा आम्रवृक्षः आम्रवृक्षः तेषां सम्यग् पालनं न कार् करोति चेद् ते अवश्यं नाशं प्राप्नुवन्ति तद्वदेव अन्यं पनसवृक्षाणां तद्वत् यथा बृहत् वृक्षाः सन्ति ते पादपाः यथा ते तस्य बृहत् वृक्षस्य पार्श्वे एव सन्ति चेत् इतोपि काठिन्यमनुभवन्ति कथं चेद् यथा बृहत् वृक्षः सर्वमूलकानि मृतः तः स्वीकुर्वन्ति अतः एते पादपाः किमपि न प्राप्नुवन्ति अतः ते जीवितं काठिन्यम् अनुभवन्ति वस्तुत तेषां परिपालनम् ग्रीष्मकाले तेभ्यः अवश्यं प्रातःकाले सायङ्काले च जलं दातव्यम् अवश्यं जलं दातव्यम् इतोपि सम्यक् परिपालनीयं शैत्यकाले तु ते अवश्यम् वर्धयन्ति परन्तु तथापि यदा कदापि वायुः इत्यादिकं बृहत् वायुः इत्यादिकमागच्छति चेत् तेभ्यः परितः किमपि कृत्वा तेषां परिपालनं करणीयं किमपि इत्युक्ते एवं दण्डादिकं स्थापयित्वा तेभ्यः एकम् किमपि करणीयमस्ति नो चेत् तेषां नाशनं भवति अतः शैत्यकाले अपि शैत्यकाले अपि तेः तेभ्यः कदापि प्रातःकाले वा सायङ्काले वा एकस्मिन् समये जलं दातव्यमेव पादपानां पादपानां कृते

ग्रीष्मकाले शैत्यकाले च तेभ्यः अवश्यं मूलकानि गुणवर्धकवस्तूनि अपि स्थापनीयानि भवन्ति